मम समुदाये ऋुतुस्रावसमये एतावत् अस्पृशता नास्ति तावत् य पूर्वमासीत् किल तावत् अस्पृशता इदानीं नास्ति नाम पूर्वं यथा आसीत् पाकगृहं न गन्तव्यं पाकं न करणीयं तादृशी किमपि अस्पृशता नास्ति परन्तु एतावत् प्रगतः अपि न एवम् इदानीमपि अस्माकं समुदाये ऋतुस्रावसमये मन्दिरं गमनं निषिद्धमस्ति देवालयं गमनं निषिद्धमस्ति पूजाकार्यक्रमे किं भागं वहन् तदपि निषिद्धमस्ति अतः उत्तमकार्यकरणसमये तेषां निषिद्धम् अस्ति एव महिलाः तत्समये स्वास्थ्यविषये या शुद्धिविषये जानन्ति एव इदानीन्तनकाले सर्वाः महिलाः सुशिक्षिताः एव इदानीं पूर्वतनकाले यद् आसीत् तादृशाः इदानीं बहवः जनाः निर्धनाः न तेषां कृते किमपि आवश्यकमस्ति चेत् ते क्रेतुं समर्थाः सन्ति अतः आदौ किञ्चित् वक्तव्यम् एतस्य विषये शुद्धिविषये स्वास्थ्यविषये अस्पृशताविषये किञ्चित् वक्तव्यं तदनन्तरं ते स्वयं पठन्ति गच्छता कालेन ते स्वयं पठन्ति किमपि अधिकं वक्तव्यम् इति किमपि नास्ति तादृशी बालिकाः इदानीं बहु प्रबुद्धाः अपि सन्ति